अहं चेतना इति परह्यः परह्यः अहं काल् कृतवती स्म खलु भवतः कृते इवेण्ट् अरेञ्ज्मेण्ट् कृतवती स्म खलु कस्मिन् दिनाङ्के इत्युक्ते इतोपि चत्वारिदिनानन्तरम् आसीत् पुनः एतस्मिन् मासे एव आसीत् चत्वारिदिनानन्तरं किम् इत्युक्ते अस्माकं गृहे हा पञ्चमदिनाङ्के आसीत् पञ्चमदिनाङ्के आसीत् पुनः किम् अस्माकं गृहे एकः कार्यक्रमः आसीत् नामक नामकरणकार्यक्रमः आसीत् आम् किम् अरेञ्ज्जमेण्ट् कृतवन्तः भवन्तः हा परन्तु किम् इत्युक्ते एकं विचारम् आगतम् इदानीम् अस्माकं गृहे किञ्चित् समस्या अस्ति इत्युक्ते नामकरणकार्यक्रमः आसीत् खलु हा तस्य नामकरणं वयम् अग्रे स्थापितवन्तः तस्य पिता आर्मिमध्ये कार्यं करोति अतः सः श्वः पञ्चमदिनाङ्के आगन्तुं न शक्यते तस्मै अत अतः वयं सः कदा आगच्छति तदा स्थापयन्ति स्मः हा वयम् अड्वान्स् दत्तवन्तः खलु तद् पुनः दातव्यं भवन्तः अस्मभ्यम्

किमर्थं न शक्यते कृतवन्तः इत्युक्ते इदानीं केन्सल् कर्तुमपि शक्यते खलु पुनः स्वीकुर्वन्तु कृतवन्तः इत्युक्ते इदानीं किमपि अन्यत् कार्यक्रमः तत्र आयोजयन्तु किमर्थं न शक्यते हा हा भवन्तः प्रयत्नं कुर्वन्तु किमपि अन्यत् कार्यक्रमं पश्यन्तु आन्लैन्मध्ये सर्वमस्ति खलु इदानीम् तत् किं करणीयम् इदानीं भवन्तः दातव्यमेव खलु अस्माभिरपि आवश्यकं वयम् अन्यद्दिने कुर्वन्ति स्म तत्र वयं व्ययं करणीयं खलु इदानीम् किञ्चित् पश्यन्तु साहाय्यं कुर्वन्तु किमर्थम् अस्माकं गृहे कष्टमस्ति महोदय तन्मध्ये किञ्चित् पश्यन्तु इतोपि चत्वारिदिनानन्तरमस्ति खलु इदानीमेव किम् अरेञ्ज्मेण्ट् कृतं भवन्तः नैव पश्यन्तु इतोपि चत्वारि दिनानि सन्ति किमपि कर्तुं शक्यते वा पश्यन्तु नो चेत् वयं भवतः गृहम् आगत्य किम् उपविशामः धनं ददातु इति नैव भवन्तः एकदा पश्यामि इति वदन्ति एकदा न शक्यते इति वदन्ति अतः एव अहं वदन्ती अस्मि इदानीं व्ययं तु कृतमेव परन्तु तत्र भवन्तः आन्लैन्मध्ये पश्यन्तु किमपि अन्यत् कार्यक्रमः तत्र आयोजयितुं शक्यते वा न वा द्रष्टुं शक्यते खलु इदानीं तु सर्वम् आन्लैन् एव अस्ति कथं न शक्यते तद् कार्यक्रमं प्रति एव अन्यः अपि धनं ददाति खलु तदेव धनं भवन्तः अस्मभ्यं ददतु यदि अरेञ्ज्मेण्ट् नैव इदानीम् अरेञ्ज्मेण्ट् एव कृतं खलु तद् अरेञ्ज्मेण्ट् एव उपयोगं कुर्वन्तु इदानीं चत्वारि दिनानि सन्ति इतोपि इदानीम् आयोजनं कर्तुं शक्यते खलु

इदानीं कर्तुं प्रयत्नं कुर्वन्तु न शक्यते इति वक्तव्यं भवन्तं न शक्यते इति एव वादं करणीयम् आयोजयितुं न शक्यते इत्येव करणीयम् नैव विचार्य एव कृतमासीत् तस्य सः इदानीं नाम नामकरणमस्ति खलु तस्य पिता आर्मिमध्ये कार्यं करोति सः पूर्वम् उक्तवानासीत् अहम् एतस्मिन् दिनाङ्के आगच्छामि तदा एव नामकरणं कुर्मः इति परन्तु इदानीं किम् अभवत् इत्युक्ते तत्र बोर्डर्मध्ये किम् अन्येपि रजा प्रति गतवन्तः तत्र सेवा भवितव्या खलु देशरक्षणं प्रति

अर्धधनं नैव पूर्णं पूर्णधनं दातुं प्रयत्नं कुर्वन्तु पूर्णधनम् भवतः कदा शक्यते इति वदन्ति कदा न शक्यते इति वदन्ति

कदा दापयन्ति नैव मम आन्लैन् किमपि नास्ति ब भवन्तः तु बहु दूरे सन्ति खलु इदानीं कदा ल

इदानीं तु अहं तत्र न आगच्छामि इदानीं कार्यक्रमोस्ति खलु सिद्धतां सर्वं करणीयं पुनः अन्यद्दिनम् अथवा एकं कार्यं कुर्वन्तु अहम् अन्यस्मिन् वयम् अन्यस्मिन् दिने कार्यक्रमम् आयोजनं कुर्वन्ति स्म खलु तस्मिन् दिने भवन्तः एव आयोजनं कुर्वन्तु तद् सार्धधनमपि मास्तु अस्माकम् पुनः दातव्यं वा हा पश्यन्तु किञ्चित् न्यूनं कुर्वन्तु हा कियत् शक्यते तावत् न्यूनं कुर्वन्तु तस्य अनन्तरं पञ्चदिनानन्तरम् इदानीम् आयोजितं खलु तस्य अपेक्षया पञ्च षड्दिनानन्तरं पुनः आयोजनं कुर्मः हा पुनः एकदा विचारं कुर्मः सः तस्मिन् दिने आगच्छन् अस्ति वा न वा एतत् सर्वं दृष्ट्वा हा अस्तु सूचयामि अहम् अतः एव अहं भवतः कृते पुनः आयोजनं कुर्वन्तु इति किं रिक्वेस्ट् कुर्वन्ती अस्मि हा अस्तु पुनः यदा निर्धारितं भवति तदा अहं भवतः कृते काल् करोमि हा अस्तु महोदय धन्यवादः